ह अहम् एकवारं सांस्कृतिकचारणं कृतवती स्म इत्युक्ते मह्यं अमर्नाथ् यात्रां गन्तव्यम् इति बहु एव आशा आसीत् वयं किं कृताः इत्युक्ते अस्माकं गृहे के के स्मः खलु इत्युक्ते मम माता मम पिता मम अग्रजः मम पितामही पितामहः मातामही मातामहः सर्वेऽपि मिलित्वा एकदा अमर्नाथ् यात्रां प्रति गतवन्तः आस्म तत्र गत्वा गत्वानन्तरं बहु एव शीतलम् आसीत् अतः वयं पूर्वसिद्धतां कृत्वा एव गतवन्तः आस्म स्वे स्वेदकं पुनः दण्डं पुनः पूर्णं वस्त्रम् एतत् सर्वं स्वीकृत्य गताः आस्म गतवन्तः आस्म् पुनः तत्र गत्वानन्तरं किम् अभवत् इत्युक्ते तत् तथा गन्तुं सर्वमपि स्वीकृत्य गत गतवन्तः आस्म परन्तु तत्र गत्वानन्तरं तद् उपयोगं किञ्चित् समयं कृतवन्तः तस्य अग्रे कर्तुं न शक्तं तत्र मार्गं बहु एव क्लिष्टमासीत् तस्य अग्रे किं कृतवन्तः इत्युक्ते तत्र किमपि प्राणिनः उपयोगं कुर्वन्ति खलु तस्य उपरि उपविश्य गतवन्तः अग्रे पूर्णं देवालयं पर्यन्तं गन्तव्यम् इत्युक्ते तत्र बहु एव न किं बहु एव लघु मार्गमासीत् गन्तुं तत्र मम मातामही पितामही मातामहः पितामाहः एते सर्वे किं वयः अभवत् खलु अतः एवम् अटित्वा गन्तुं न शक्यते इति उक्त्वा तत्र वयम् अन्यं मार्गम् अनु अनुसृतवन्तः अनुसृतवन्तः परन्तु वयं किम् अहं पीडयन्ति स्म मम मातरं पितरम् अहं तथा मम अग्रजः न नैव वयम् एवं पादचर्यां कृत्वा एव आगच्छामः वयमेवं न आगच्छामः अस्माकं किं सम्यक् भासते अस्ति एवमेव आगच्छामः इति पीडयन्त्यासन् पुनः किम् अभवत् वयमस्माकं मातापितृणां वचनं न शृण्वन्त्यास्म परन्तु तत्र भवन्ति खलु ते उक्तवन्तः नैव अत्र के अपि च किं बाधेन गन्तुं न शक्यते बहु एव लघु अस्ति खलु मार्गः अतः सर्वेषामपि एवमेव नयामः वयम् इति उक्त्वा तस्य उपरि उपवेशनं कारयित्वा नीतवन्तः पुनः किञ्चित् दूरमासीत् देवालयं तत्र किम् अभवत् इत्युक्ते वयं पुनः पृष्टवन्तः अत्र सम्यक् अस्ति खलु गन्तुम् अत्र वयम् अटित्वा गच्छामः अटित्वा गच्छामः इति पृष्टवन्तः चारणं कुर्मः इति अतः पुनः किम् अस्माकम् अवकाशं दत्तवन्तः वयम् अवतरितवन्तः तस्य अग्रे अहं तथा मम अग्रजः किम् अटित्वा एव चारणं कृत्वा एव देवालयपर्यन्तं गत्वा दर्शनं कृतवन्तः